स्वधर्मविषये धर्मशास्त्राणां किं मतं कथं स्वधर्मस्य निश्चयः कुर्यादेकः इति प्रश्नः अस्ति प्रथमतः धर्मो नाम कः इति ज्ञातव्यं धर्मशास्त्रं नाम धर्मं येन शास्यते उपदिश्यते तत् धर्मशास्त्रं धर्मशास्त्रम् इति शब्देन धर्मशास्त्रं तु वैस्मृतिः इति वाक्यात् वस्तुतः स्मृतिग्रन्थाः अभिप्रेताः किन्तु स्मृतीनां स्वातन्त्रेण प्रामाण्यं नास्ति श्रुतिमूलाः भवन्ति स्मृतयः अतः यदि काचित् स्मृतिः श्रुतिविरुद्धा सा स्मृतिः अप्रमाणं भवति श्रुत्यविरुद्धा स्मृतिः प्रमाणं अतः श्रुतिषु यत् संक्षेपेण उक्तं तस्य विस्तरेण निरूपणं स्मृतिग्रन्थेषु दृश्यते तत्रापि श्रुतयः अपौरुषेयाः स्मृतयः तत्तदृषिभिः प्रणीताः अतः तत्तत्कालानुसारं धर्मः कथम् एकेन पुरुषेण आचरणीयः इति एतेषु ग्रन्थेषु निरुप्यते प्रथमतः धर्मशब्देन किं ग्राह्यम् इति विचार्यमाणे धर्मोनाम यथामिमांसाशास्त्रे उच्यते यागादिरेव धर्मः इति यत् शास्त्रेण विहितं यागादिकं कर्म तदेव धर्मः किन्तु शास्त्रेण बहुविधं कर्म उपदिश्यते अत एव स्मृतिग्रन्थेषु केचन साधारणधर्माः केचन असाधारणधर्माः इति धर्मस्य विभागःकृतः साधारणधर्मो नाम यत् सर्वैः वर्णाश्रमवयोवस्थादिभेदं विना सर्वैः आचरणीयः धर्मः यथा सत्यवचनम् अहिंसा अहिंसा सत्यमक्रोधः इति स्मृति ग्रन्थेषु दशविधानि लक्षणानि उक्तानि तादृशः धर्मः सर्वैः आचरणीयः अन्यः असाधारणः धर्मः सः धर्मः सर्वैः सर्वदा सर्वस्मिन् काले देशे आचरितुं न शक्यते यतः एकस्य यः धर्मः अर्थात् कर्तव्यं कर्म तत् अन्यस्य धर्मः भवति इति वक्तुं न शक्यते यथा कश्चन ज्ञानी अस्ति तस्य केनापि कर्मणा किमपि प्रयोजनं नास्ति तर्हि यथा भगवद्गीतायाम् उच्यते यस्त्वात्मरतिरेवस्यात् आत्मतृप्तश्च मानवः आत्मन्नेव च तुसन्तुष्टः तस्य कार्यं न विद्यते तेन किमपि कर्म आचरणीयम् इति नास्ति यत् कर्तव्यं कर्म आसीत् तत्सर्वं तेन प्रागेवकृतं कर्मणां प्रयोजनं यद् अस्ति तत्सर्वं तेन प्राप्तं यतः सर्वस्यापि कर्मणः ज्ञानमेव फलं तत् च ज्ञानं प्राप्तञ्चेत् इतःपरं ज्ञातव्यं किमपि नास्ति कर्तव्यमपि किमपि नास्ति अतः तस्य ज्ञानिनः कर्मत्यागः एव धर्मः भवति एतावता अयं कर्मत्यागः अन्येषां धर्मः न भवति अन्ये ये अज्ञानिनः सन्ति ते तत्तत् फले रागिणो भूत्वा तत्तत्कर्म कुर्वन्ति तेन फलञ्च प्राप्नुवन्ति अतः तैः कर्मकर्तव्यमेव तेषां कर्म एव धर्मः ज्ञानिनस्तु कर्मत्यागः धर्मः अतः एव भगवद्गीतायां योगारूडस्य तस्यैव शमःकारणमुच्यते आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते योगारूडस्य तस्यैव शमःकारणमुच्यते इति कर्म तथा शमः अर्थात् कर्मसन्यासः एतदुभयमपि तस्य तस्य धर्मः इत्युक्तम् अतः धर्मो नाम साधारणः कश्चित् असाधारणः कश्चित् असाधारण धर्मः एकस्यैव भवति अन्यस्य धर्मः अस्य धर्मो न अन्यस्य धर्मः यदि अनेन आचर्यते तर्हि अधर्मो भवति अनेनैव अभिप्रायेण श्रेयान् स्वधर्मोविगुणः परधर्मात् स्वनुष्ठितात् स्वधर्मे निधनं श्रेयः परधर्मो भयावहः इति गीतायाम् उक्तम् अस्य अयमर्थः स्वधर्मस्य आचरणे कदाचित् दोषः भवेत् दोषः अस्ति इति कारणेन स्वधर्मः न त्यक्तव्यः स्वधर्मः इति कृत्वा सः दोषाय न भवति यदि अन्यस्य धर्मः अन्यः अस्ति सः धर्मः सुष्ठु अनेन आचरितुं शक्यते तत् अनुष्ठातुम् अस्य इच्छा अ अस्ति तावता सः धर्मः अस्य धर्मो न सः तस्य धर्मः अयम् अस्य धर्मः तस्मात् किम् इदानीं कर्तव्यं कः धर्मः इति ज्ञातुम् अस्माकं शास्त्रमेव प्रमाणं शास्त्रशब्देन स्मृतिग्रन्थाः स्वीकर्तुं शक्याः किन्तु सर्वस्यापि ई मूलं भवन्ति वेदाः अतः एव वेदाः शास्त्रं कः धर्मः अनुष्ठीयते चेत् श्रेयो भविष्यति कस्य अनुष्ठानेन अधर्मः जायते इति साधारणाः जनाः ज्ञातुं न शक्नुवन्ति प्रत्यक्षं वा तर्को वा अथवा अन्येन केनापि प्रकारेण धर्मः कः इति ज्ञातुं शक्यते किन्तु वेदेन पुनश्च वेदानुसारिण्यः याः स्मृतयः एवम् अन्ये ग्रन्थाः पुराणं वा भवेत् इतिहासग्रन्थो वा भवेत् वेद अविरुद्धः यःकोपि ग्रन्थः तेन धर्मस्य स्वरूपं ज्ञातुं शक्यं तस्मात् तस्माच्छास्त्रं प्रमाणन्ते कार्याकार्यव्यवस्थितौ ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि इति गीतायाम् उक्तम् कः धर्मः कः अधर्मः किं कर्म किम् अकर्म किं कर्म किमकर्मेति कवयोप्यत्र मोहिताः इति गीतायामेव भगवता उक्तम् अतः शास्त्रं प्रमाणीकृत्य शास्त्रेण यदुक्तं स्वस्य कर्म इति यदुक्तं तत् कर्म कर्तव्यं स एव धर्मो भवति अतः मया किं कर्तव्यं कस्मिन् मार्गे गन्तव्यम् इति यदा जिज्ञासा जायते तदा शास्त्रमेव आश्रयणीयं कदाचित् शास्त्रेण उक्तः विषयः अस्माकं बुद्धौ न गच्छति एवं भवितुं किम् अर्हति ई इदन्तु युक्तमिव न भाति इति वयं स्वातन्त्र्येण तर्केण चिन्तयामः किन्तु तथा क्रियते चेत् स धर्मो न भवति यतः तर्कः नैव आदर्तव्यः तर्कः सुतराम् उपेक्षणीयः इति अस्माकं शास्त्राणामपि अभिप्रायो नास्ति अत एव स्मृतौ आर्षं धर्मोपदेशञ्च वेदशास्त्राविरोधिना यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः एकत्र आर्षः धर्मोपदेश अर्थात् ऋषिभिः उपदिष्टः धर्मः अनन्तरं तद्विरुद्धः तर्कः न भवेत् तदविरुद्धः तर्कः भवेत् अतः वेदशास्त्राविरोधिना तर्केण ऋषिभिः उपदिष्टः धर्मः विचारणीयः विचार्य स्वस्य कर्म ज्ञातव्यम् कदाचित् तर्केण ज्ञातं न शक्येत तर्केण धर्मः अधर्म इव कदाचित् भाति तथापि इदं मनसि स्थापनीयं वयं धर्मस्य स्वरूपं ज्ञातुम् असमर्थाः शास्त्रेण उक्तम् अस्माकं बुद्धौ न गच्छति चेदपि राजाज्ञा इव स धर्मः अनुष्ठेयः कदाचिद्राजा भृत्यम् उपदिशति एवं कुरु इति तदा भृत्यः तथैव कुर्यात् एवं मह्यं किमर्थं वदति मया किमर्थं कर्तव्यम् न क्रियते चेत् का हानिः क्रियते चेत् को लाभः एवं विधः प्रश्नः भृत्येन राजानं प्रति न कर्तव्यः किन्तु राजा यथा आदिशति तथा तेन कर्तव्यम् इदानीं राजस्थाने भवन्ति वेदाः वेदाः प्रभुसंहितं वचः इति कथ्यन्ते यथा प्रभुः राजा आदिशति तथैव कर्तव्यं तद्वत् राजस्थानीयाः वेदाः भवन्ति वेदैः यद् यथा उक्तं तद् तथैव कर्तव्यं अतः धर्मशास्त्रं नाम वेदाः तदनुसारिण्यः स्मृतयः एते धर्माः कालः भिद्यते इत्येतावता सर्वात्मना न भिद्यन्ते अर्थात् पूर्वस्मिन् काले एतत्सर्वम् आसीत् अस्मिन् काले एव न भवति पूर्वस्मिन् काले सः धर्मः अस्मिन् काले अयं धर्मः इति न चिन्तनीम् कुतः प्रागुक्तरीत्या केचन धर्माः सर्वस्मिन्नपि काले सर्वस्मिन्नपि देशे सर्वेषामपि पुरुषाणां धर्माः भवन्ति कदाचित् मया अथवा अस्माभिः किञ्चित् अनुष्ठातुं न शक्यते अतः अयम् अधर्मः इति मनसि भवेत् किन्तु तत्र मम असामर्थ्यं कारणं न तु धर्मः एव अधर्मः भवतीति धर्मस्तु धर्मः एव भवति धर्मस्य स्वरूपं यदा सम्यक्तया जानीमः तदा अवश्यं तु वयं तत्कुर्मः यदि अस्माभिः धर्मस्य स्वरूपं स्पष्टतया न ज्ञातं तावता इतोपि विचारः कर्तव्यः इत्येव अर्थः अस्माकं सामर्थ्याभावात् धर्मः न ज्ञातः तर्हि शास्त्रग्रन्थानाम् अथवा धर्मशास्त्राणां तद् असामर्थ्यमिति न चिन्तनीयम् एवम् उच्यते नैषस्थाणोरपराधः यदेनम् अन्धो न पश्यति इति अयमर्थः कदाचित् अन्धः गच्छन् मध्ये विद्यमानं स्तम्भम् अज्ञात्वा तत्रैव गत्वा तेन आघातं स्तम्भेन आघातं प्राप्य वेदनाम् अनुभवति तर्हि अस्याः वेदनायाः कारणं किं किं स्तम्भः न किन्तु अयम् अन्धः आसीत् द्रष्टुम् अशक्तः अतः एवम् आघातो जातः एवञ्च अत्र अन्धस्य असामर्थ्यं दोषः अन्धस्य तद्वत् धर्मस्वरूपं ज्ञातुं शास्त्रग्रन्थास्सन्ति अस्माकं सामर्थ्याभावात् सः अधर्मः इति अस्माभिः न चिन्तनीयम् एवञ्च एतावता इदं निश्चितं भवति आर्षः धर्मोपदेशः एकत्र तद् अविरुद्धः तर्कः अन्यत्र तेन तर्केण ऋषीणाम् उपदेशं सम्यक् विचार्य ज्ञात्वा सः धर्मः अनुष्ठेयः केवलं तर्केण धर्मस्य स्वरूपं वयं ज्ञातुं न शक्नुमः एतावता प्राक् आरब्धस्य प्रश्नस्य समाधानं मया उक्तमिति चिन्तयामि अस्तु धन्यवादाः